नमस्ते अहं गणेश उपाहारतः इड्लिकाम् एवं कफ़ग्नि च आर्डर् कृतवती परं दशवादने एव आर्डर् कृतवती अधुना सार्धदशवादनं जातम् अस्ति प्रापकः काल् अपि न उत्थापयन् अस्ति एतावत्पर्यन्तम् अपि मम आर्डर् न लब्धम् अस्ति